आम् अहं मासिकं ब्लोग्स् न्यूज् लेटर् च बहु पठामि मम केचन् प्रियाः भोग्योत् तथा ग्लेमर् इत्यादयः सन्ति एषु फेशन् सौन्दर्यं सङ्गीतं च लिखन्ति तथा ततः नेशनल् जियोग्राफ़िक् यत् विज्ञानस्य प्राकृतिकसौन्दर्यस्य यात्रायाः च विषये रोचककथाः प्रकाशयति एतेस् सर्वे अतीव आनन्ददायकाः पाठनानि सन्ति नूतनज्ञानेन च मम आनन्दं जनयन्ति अत्यन्तम् अहं पुस्तकानां विषये उन्मत्तः अस्मि एकः उत्तमः साहित्यिकपुस्तकस्य अनुसंशा अस्ति पाव्लो कोयल्लि हो इत्यस्य द अल्केमिस्ट् इति जीवनस्य अर्थस्य प्राथमिकतानां च विषये चिन्तनं प्रेरयति इति रोमाञ्चकारी यात्रायाः कथा अयं ग्रन्थः अस्ति भवन्तः अपि तत् प्रेम्णा पस्यन्ति इति मम विश्वासः अस्ति मम प्रियं पुस्तकं हार्पर्ली इत्यस्य टु किल् मोकिङ्ग् मोकिङ्ग् बर्ड् इति पुस्तकम् अस्ति न्यायस्य मैत्रीयाः मानवतायाः च विषयेषु चिन्तनं प्रेरयति इति गगनकथा अस्ति तस्य कथायाः तत् तया व्यक्त्यैः सन्देशैः च अहम् अतीवभावविह्वलः अभवं भवद्भ्यः अपि एतत् पुस्त्कं हि रोचते